मूल्ल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहेषु प्रथमम् अहं मुद्राणां सङ्ग्रहं करोमि कारणं मुद्राणां सङ्ग्रहेण तस्य समयः मुद्राणां धातुविषये ज्ञानं कः राजा आसीत् तदा तस्य राज्यं कुत्र आसीत् सः कीदृशः राजा आसीत् इत्यादिविषये अर्थात् इतिहासविषये बृहज्ज्ञानं प्राप्तुं शक्नोमि एतत् एकलाभः पुनश्च कदापि मम धनस्य आवश्यकता भवति चेदपि अहं तत् मुद्राणां विक्रयणङ्कृत्वा धनं प्राप्तुं शक्नोमि तद् धनेन मम समस्यायाः अपि निवारणं भवति एतत् द्वितीयः लाभः अस्ति तथाक्रमेण बहूनां मुद्राणां सङ्ग्रहङ्कृत्वा सङ्ग्रहालयस्य अपि निर्माणङ्कृत्वा धनमुपार्जनङ्कर्तुं शक्नोमि एतत् मुद्राणां सङ्ग्रहस्य तृतीयः लाभः अस्ति परन्तु मूल्याङ्कानां वा पाषाणखण्डानां सङ्ग्रहेण तथा किमपि लाभः नास्ति ज्ञानन्तु प्राप्नोमि परन्तु मुद्राणां सङ्ग्रहे यथा ज्ञानं तथा धनस्य लाभम् उभयमपि कर्तुं शक्नोमि परन्तु मूल्याङ्कानानां पाषाणखण्डानां सङ्ग्रहेण इतिहासः वा पाषणखण्डः कुतः प्राप्तः इत्यादिविषये ज्ञानं प्राप्नोमि परन्तु धनस्य यदा आवश्यकता भवति तदा धनस्य आवश्यकतायाः निवारणं कर्तुम् असमर्थः पुरातनमुद्राणां मूल्यम् अधुना बहु अस्ति तत् किमपि निर्दिष्टं नास्ति समय अनुसारेण पुरातनमुद्राणां मूल्यं भिन्नं भिन्नं भवति